रेलयानेन प्रवासः मह्यं बहु रोचते अहं प्रतिमासं रेलयानेन प्रवासं करोमि नागपुरतः देहलीं गच्छामि ततः जयपुरं ततः काशिञ्च रेलयानेन प्रवासः सुलभः भवति यतः ग्रामाः मार्गे भवन्ति तेषां दर्शनमपि भवति नूतनाः जनाः रेलयानेन आगच्छन्ति तैः सह मिलनम् अपि भवति रेलयानं सुकरं तथा च बहु लाभदायकं भवति यतः तेन प्रवासाय कष्टं न अनुभवामि भारतदेशे सर्वत्र रेलयानस्य चालं वर्तते रेलयानेन प्रवासः करणीयः चेत् अभ्यासः अपि आवश्यकः भवति कदा रेलयानम् आगच्छति तस्य स्थानकं कुत्र अस्ति कियान् समयः आवश्यकः प्रवासार्थं रेलयाने कीदृशः व्यवहारः भवति चीटिका कुत्र प्राप्यते इत्यादि विषयानां ज्ञानं तत्र अपेक्षते रेलयानम् इति अस्माकं देशस्य जीवनदायिनी तेन भारते सर्वे जनाः प्रवासं कुर्वन्ति अहमपि प्रतिवारं तेन एव प्रवासं करोमि रेलयानस्य प्रवासः सुकरः तथा च आनन्ददायकः अपि भवति रेलयाने उपवेष्टुम् अहं कष्टं न अनुभवामि यतः तत्र शौचालयस्य व्यवस्था भवति भोजनम् इत्यादि वयं प्राप्तुं प्राप्तुं शक्नुमः